मया अधीतः शास्त्रीयग्रन्थः मूलग्रन्थः न एकः इति व्याकरणशास्त्रस्य मूलग्रन्थाः त्रिमुनिप्रणीताः तत्र त्रयः मुनयः सन्ति पाणिनिः कात्यायनः पतञ्जलिश्च पाणिनिना विरचिता अष्टाध्यायी अत्यन्तं प्रसिद्धा अष्टानाम् अध्यायानां समाहारा सा यत्र च प्रायः उपचतुस्सहस्रं सूत्राणि विलसन्ति तत्र ग्रन्थमधिकृत्य कात्यायनेनैव वार्तिकानि प्रणीतानि तानि वार्तिकान्यपि अत्यन्तं प्रसिद्धानि सन्ति पतञ्जलिश्च भाष्यकर्ता सः महाभाष्यं तत्र महाभाष्यं वा पाठयेत् महाराज्यं वा पालयेत् इति आभाणकं श्रूयते अर्थात् महाभाष्यस्य अध्ययनम् अध्यापनं नाम महाराज्यस्य पालनवत् इति अतः तेषां त्रयाणामपि ऋषीणां ग्रन्थाः एव अत्र मूलग्रन्थाः भवन्ति तत्रापि यथोत्तरं मुनिनां प्रामाण्यम् इति कश्चन विशेषांशः वैयाकणैराद्रियते तदनुरोधेन म पतञ्जलि महर्षिः अत्र विशेषस्थानम् आवहति पुनः तत्र यच्च सूत्रं यच्च वार्तिके यच्च भाष्ये वर्तते तत्सर्वं सूत्रे एव निहितम् इत्यपि परम्परायां श्रूयते अतः सूत्रकारः एव तमप्यंशं बोधितवान् इत्येव अस्माकम् अत्र क्रमः यतः तत्र आचार्यैः अर्थात् पाणिनिमहर्षिभिः यत्सूचितं कदाचित् सर्वं न उक्तं भवति किन्तु कदाचित् केचनांशाः सूचिताः भवन्ति केचनांशाः तत्र निर्दिष्टाः भवन्ति अतः ज्ञापकाः सिद्धाः केचन अंशाः इति एवं क्रमेण बहवो अंशाः तत्र सिद्धाः भवन्ति अतः तत्सर्वमवलोक्य सूत्रे एव इदं सर्वं निशिद्धम् अथवा अन्तर्हितम् इति वक्तुं शक्यते पतञ्जलिः अयञ्च सर्वेषामपि तत्र महद्योगदानमस्त्येव पतञ्जलेस्तावत् तत्र चरकसंहितापि अनेनैव ऋषिणा लिखिता इत्यपि श्रूयते अत एव तत्र योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन योपाकरो त्तं प्रवरं मुनीनां

अत्र च योगशास्त्रस्य प्रणेतृत्वम् एवमेव योगशास्त्रस्य प्रणेता पतञ्जलिः स च चित्तस्य मलमपाकरोत् एवमेव तत्र कायस्य शरीरस्य मलमपाकरणम् आयुर्वेदेन अतः चरकसंहिता इति तत्र उल्लिख्यते एवं वाक् त्रिकरणे तृतीया वाक् या वर्तते प्रधाना च तस्याः वाचः मलापः अपाकरणं व्याकरणेन तदर्थं महाभाष्यम् इति तस्यैव अत्र महत्त्वम् अस्ति अतः महाभाष्यस्य अध्ययनं प्रायः अत्यन्तं दुष्करम् इदानीं नवाह्निकभाष्यस्यैव अध्ययनं तत्र अस्ति प्रायः उप तत्र पञ्च अशीतिः आह्निकानि निहितानि महाभाष्ये अध्ययनपरम्परायां केवलं नवाह्निकस्य भागस्यैव अस्ति अन्यत्रापि महान् विचारः पतञ्जलिना क्रियते अतः अस्य सहस्रफलत्वमपि अर्थस्वरूपं तादृशमत्र उच्यते तथापि बुद्धिविशेषः अथवा शास्त्रसौक्ष्म्यं प्रयोगः विशिष्टप्रयोगाः एवं प्रसन्नगाम्भीर्यं भाष्ये एते अंशाः अत्यन्तं सम्यक् विलसन्ति तत्र कदाचित् पाणिनेः अष्टाध्याय्यामपि सूत्ररचना पुनः क्रमः तत्र अनुवृत्तिः इति अदिकं न सुलभसाध्यम् अथवा न केवलं मानवमस्तिष्केण इदं सामान्येन साधयितुं शक्यम् अतः तत्र त्रिपादी इति या व्यवस्था सा प्रायः ऊहितुमपि अशक्यं तथा कश्चन सूत्रप्रवृत्तिक्रमे विशेषं जनयति अथवा विशेषं सृजति इति यतः ततः प्राक् यदी सूत्रक्रमः अस्ति तत्र एवम् असिद्धत्त्वं परस्परसूत्राणाम् असिद्धत्वम् आश्रित्य एवं लक्षसिद्धिः तदपि शब्दशास्त्रस्य लक्षभूताः सप्त सप्त तत्र विषयाः तथा अनन्ताः सप्तलोका वसुमति चत्वारः वेदाः साङ्गाः सरः सरहस्याः एवं क्रमेण शब्दस्य कियान् तत्र कियती सीमा इत्येव वक्तुं न शक्यते तत्र सर्वेषां शब्दानां साधुत्वं निर्णेतुं शास्त्रस्य कथनम् इदं प्रायः अल्पधियाम् अस्माकम् अस्माकं कल्पनातीतं भवति अथापि महत्त्वं तेषां वर्तते एव अतः ऋषयस्ते इति कृत्वा क्रान्तदर्शिनः इत्येव अत्र निरूप्यते